नमस्ते अहं कौमुदीनन्दिनी अहं प्रायः अष्टवर्षात् प्रतिदिनं उबर् सर्विस् यूस् करोमि तत्र बहुसम्यक् सेवा वर्तते व्यवस्था अपि सम्यक्तया वर्तते धनमपि न्यूनमेव वर्तते समयेन आगच्छन्ति समयेन ड्रोप् कुर्वन्ति तत्र व्यवस्था हैजीनिक् वर्तते अहम् यु उबर् सेवाकृते पञ्चतारा दातुम् इच्छामि धन्यवादः